अहं स्वयं चालित अनुवादम् एवं गूगल् म्याप्स् उपयोगं कृतवान् तस्मिन् मध्ये यत् स्वयं चालितम् अनुवादं वर्तते तस्य किं सर्वेषां समीचीनं न भवति किमर्थम् इत्युक्ते यदा वयं नूतनं किमपि भाषा पठनीया अथवा तस्य परीक्षा प्रशिक्षणं गृहीतव्यं तस्य कृते तद् एतत् समीचीनं नास्ति एवं तत्र यद् किमपि अन्यद्भाषायाम् अहं वदामि चेत् तस्मिन् भावः यद् मूलभूतशब्दः अस्ति यस्य अन्यद्भाषायां मध्ये तद् न स्वीकर्तुं शक्नुमः एवं यदा अहम् एकस्मिन् भाषा भाषातः अन्यद् भाषायां भाषान्तरं कुर्मः चेत् अपि तत्र कियान् पदानि ह तद् न द्रष्टुं शक्नोति किमर्थं हा उदाहरणार्थं यदा आङ्ग्लभाषामध्ये ह्यापि इति एकं पदम् अस्ति तस्य यदि भाषान्तरं कुर्मः यदा संस्कृतमध्ये तद् सुखम् अथवा आनन्दमेव दर्शयति न तु हर्षोल्लासं अथवा सुखकरम् आनन्ददायकम् इत्यादिषु यत् शब्दः वर्तते तन्न द्रष्टुं शक्नुमः तत्र एवं प्रकारेण यद् गूगल् म्याप्स् अस्ति तस्य तत्तु समीचीनमेव वर्तते परन्तु क हा यदा काश्च् उदाहरणार्थं यदा अहम् एकस्मिन् मार्गे एवं गच्छन् अस्मि तत्र यदि कोपि निर्माणं कार्यम् अस्ति चेत् तद् गूगल् म्याप्स् मध्ये न द्रष्टुं शक्नोति इति कारणात् एव एतादृशं यद् साधनमस्ति तत् समीचीनमेव साधारणतया जीवनं कृते परन्तु सर्वेषां सर्वदा समीचीनं भवति इति न वक्तुं शक्नोमि